संस्कृतिः संस्कृताश्रिता इत्येव उक्तिः अतिप्रसिद्धा वर्तते अतः संस्कृतभाषा तत्र मूलभाषा वर्तते प्रकृतेः अतः ओम्कारात् उद्भूताः शब्दाः अत्र अत्यन्त सुसंस्कृता भाषा वर्तते अतः भाषा अभिव्यक्तये एव संस्कृतिः प्रचुरा भवति अतः भावनायाः अभिव्यक्त्यै भाषा एव माध्यम भवति यदि भावना सुसंस्कृता भवति चेत् तत्भाषा अपि सुसंस्कृता भवितव्या एव अतः भाषा एव संस्कृतेः प्रतीकम् एव वर्तते अतः संस्कृतभाषा अन्यभाषया सांस्कृतिकदृष्ट्या अत्यन्तप्रभाविता संस्कृतिः संस्कृताश्रिता एव इति सन्देहः एव नास्त्येव अतः यदि वयं प्रतिदिनं संस्कृते एव सम्भाषणं कर्तुं प्रयत्नं कुर्मः तर्हि अस्माकं जीवनमपि सुकरं भवति इति एव मम अभिप्रायः